भारतस्य मुख्यानि पर्यटनस्थानानि यथा जगन्नाथधामः काशीविश्वनाथः ताज्महल् मानाली यूमथा इत्यादयः जगन्नाथ्धामः उडीश्शाराज्यस्य पुरी जनपदे अस्ति अत्र जगन्नाथस्य प्रसिद्धं मन्दिरं तत् चतुश् जगन्नाथधामः अस्ति तत्र यूमथां सिक्किम्राज्जेस्य राजधानी गेण्टकस्य समीपे अस्ति बहु सुन्दर मयी स्थानं भेली ओफ़् फ़्लावर् इति नाम्ना अपि प्रशिद्धं वर्तते अयं स्थानं तत्र उष्णजलस्रोता नद्याः हरितभूमिः च सन्ति तत्र चतुर्विंशतिप्रकाराः रोडोड्रेण्डन् पुष्पाणि सन्ति मनाली मनाली पर्यटनस्थानेषु पर्य पर्यटनस्थानेषु अन्यतमः अस्ति बहुसुन्दरतया स्थानं मनाली मनाली पर्यटना पर्यटकानां कृते आनन्ददायकरुचिपूर्व पूर्वकस्थानं वर्तते मणालीमध्ये महादेवमन्दिरं पार्वती उपत्तका भृगु उपत्तका नाम्ना प्रसिद्धस्थानानि सन्ति ताज्महल् विश्वेषु सुन्दरस्थानेषु ताज्महल् अन्यतमः अस्ति ताज्महल् भारतवर्षस्य राजधानीदिल्लीसमीपे आग्राजनपदे अस्ति यमुनानद्या तीरे श्वेतशिलाद्वारा निर्मितं ताज्महल् बहु सुन्दरस्थानं